वृत्तिस्थाने अथवा अध्ययनावसरे मह्यं सङ्गणकयन्त्रकार्यं बहु कष्टं तत्र निर्वहणमपि बहु कष्टं मम चिन्तनानुसारम् किमर्थमित्युक्ते मम अवसारार्थम् आवश्यकार्थं कर्तुं शक्नोमि सङ्गणककार्यं परन्तु सर्वे सर्वदा कर्तुम् एतत् इदानीं बहु वर्शन्स् अपि आगतं सि प्लस् प्लस् जावा आर्किल्स् बहु वर्शन्स् अपि आगतं परन्तु तेषां तत्र करणीयं निर्वहणं करणीयं बहु क्लिष्टतरं मह्यं किमर्थम् इत्युक्ते अस्माकं चक्षूंषि अपि बहु कष्टाः बाधाः अपि बाधारूपेण वयं बाधाम् अनुभवामः अनुभवामः अनुभवन्ति अहं मम बालाः अवसरार्थं मम अस्माकं पाठशाला अवसरार्थं कर्तुम् अहं शक्नोमि किमपि प्रश्नाः कर्तुं प्रश्नपत्रं निर् क क कर्तुं अ प्रश्नपत्रम् पत्रं निर्माणं कर्तुम् अनन्तरं बालाः किमपि प्रिण्ट्कृते किमपि आवश्यकताम् अहं कर्तुं तस्मिन् समये अहं कर्तुं शक्नोमि परन्तु सर्वदा एतद् कार्यं कर्तुम् अहं न शक्नोमि बहूनि वर्षात् अहं मम प्रधान किं वदामः एकादशवर्षपर्यन्तम् अहं मम दश द किं वदामः तृतीयः चतुर्थः कक्षा नवमी दशमीकक्षायाम् अनन्तरम् अहमपि सङ्गणकयन्त्रकार्यम् अहं कर्तुं तस्मिन् समये बहु इच्छा अस्ति पस् परन्तु इदानीं त तादृशरूपेण अहं कर्तुं न शक्नोमि अस्तु